नमो नमः महोदय कथमस्ति

वदतु आमाम् अस्मि वदतु आं दुग्धमपि अस्ति दहिः अस्ति घृतम् अस्ति मिष्टान्नमस्ति हास्से अस्ति ताकपि अस्ति वदतु किम् आवश्यकमस्ति वा तत् ता दुग्धमस्ति चत्वारिंशत् रूप्यकाणि सन्ति दुग्धे दहि अपि अस्ति अष्ट ते पञ्चपञ्चाशत् रूपे किलो अस्ति घृतमपि अस्ति द्विसहस्राणि किलोग्राम् अस्ति नि आवस आवश्यकं आं वदतु आं यदि भवान् आगच्छतु शीघ्रमेवमेवं करणीयं बहवः मिष्टान्नं सन्ति रसगोलकमपि अस्ति पेणः अपि अस्ति द्विसहस्राणि अस्ति

आमां

अन्यः कोपि

आं बहवः अस् अस्ति दुग्धमपि अस्ति दहिः अपि अस्ति ताक् अपि अस्ति घृतमपि अस्ति आं किं किं दुग्धं

आं महोदय ए भवान् आगच्छतु शीघ्रमेव अहं ददामि राम्टेके टी पाय्ण्ट् मध्ये अस्ति आं डेरियां नाम अङ्कुश् डेरी अस्ति भवान् शीघ्रमेव आगच्छतु सर्वं समा आम् अस्ति अस्ति आं भवान् कविकुले भालत् कुलगुरुकालिदाससंस्कृतविश्वविद्यालये एवं भवान् आगच्छतु आम् आम् आम् आं महोदय मम अपेक्षा अस्ति भवान् आगच्छतु मिष्टान्नमस्ति ताकमस्ति सर्वे सर्वैः अस्ति भवान् ये इच्छा अस्ति तत् स्वीकरोतु आगच्छतु

आं महोदय